संस्कृतसाहित्ये बहूनि रूपकाणि सन्ति संस्कृतसाहित्ये मम इष्टतमं रूपकम् अस्ति कालिदासस्य अभिज्ञानशाकुन्तलं एतत् मम अत्यन्तप्रियं रूपकम् अस्ति एतत् रूपकं भारतीयसंस्कृतेः साहित्यस्य च अमूल्यरत्नं मन्यते मान्यते कालिदासः काव्यसाहित्ये महाकविः तथा नाटककारः कविकुलगुरुः इति प्रसिद्धः अस्ति तेन रचितम् अभिज्ञानशाकुन्तलं नाटकं सान्त्वना प्रेम शौर्यं विशादः मोक्षः इत्यादिनां भावनां सुन्दरप्रस्तुतीं करोति अस्य नाटकस्य कथासूत्रं महाभारते उल्लेखितं किन्तु कालिदासः तत्र सर्ज सर्जनशीलपरिवर्तनं परिवर्तनं कृत्वा नाटकम् अधिकं रोचकं मार्मिकं च कृतवान् प्रथमम् अभिज्ञानशाकुन्तलं प्रेमकथायाः नाटकम् अस्ति यत्र दुश्यन्तस्य शाकुन्तलायाः च प्रेमकथा प्र प्रधानं कथासूत्रं अस्ति नाटकस्य प्रारम्भे शकुन्तला ऋषिकन्या अस्ति या तपोवनं पालयति

आसक्तः भवति आनयोः प्रेमसंवादः तथा विवाहः अत्यन्तं मार्मिकः चित्ताकर्षकरूपेण अस्ति विशेषतः दुश्यन्तस्य शकुन्तलायाः प्रति आत्मीयभावनाः हृदयस्पर्शिन्यः भवन्ति हि द्वितीयम् अभिज्ञानशाकुन्तलं संस्कृतसाहित्ये नाट्यरूपकस्य उत्कृष्टम् उदाहरणम् अस्ति कालिदासेन नाटकस्य प्रतिपात्रं स्वाभाविकरूपेण विकसितं कृतं शकुन्तलायाः सौम्यभावः दुश्यन्तस्य शौर्यं दुर् दूर्वाससः शापः इत्यादीनि घटनाक्रमाः नाटकस्य प्राणाः प्राणः प्राणाः भवन्ति कालिदासः प्रकृतेः वर्णने अपि अद्वितीयः प्रतिभासते तस्य नाटके वनेषु पक्षिषु पुष्पेषु च सौन्दर्यं तथा जीवनरहस्यं अनायासेन प्रस्तुतं दृश्यते तृतीयं नाटकस्य प्रमुखं भागः दुर्वासमुनीना शकुन्तलायाः शापः अस्ति यत्र शकुन्तला दुश्यन्तं स्मर्तुं न शक्नोति यः प्रसङ्गः नाटकस्य भावनात्मकत्वं गूढं करोति अभिज्ञानस्य हानिः तथा तस्य पुनर्लाभः नाटकस्य शीर्षिका अपि निर्दिशति अभिज्ञानम् अर्थात् आभरणम् यद्विना शकुन्तला दुष्यन्तेन विस्मृता भवति अस्य कथासूत्रे गम्भीरत्वं च मर्म मर्म स्पर्शि ता मर्मस्पर्शिता अपि व्याप्यते अतः अभिज्ञानशाकुन्तलनाटकं मम मम इष्टतमं नाट्यम् अस्ति यतः अस्मिन् प्रेम्णः त्यागस्य स्मृतिविस्मरणस्य च गूढचर्चा रोचकं तथा हृदयस्पर्शिरूपेण प्रदत्तः अस्ति